सद्यः काले अस्मिन् देशे प्रचलितविषये नूतनवार्ता नूतनसंसत् भवनस्य स च विषयः पक्ष प्रतिपक्षयोः वादविषयो अभवत् परन्तु नूतनस्य भवनस्य वैशिष्ट्यं तु विद्यत एव

गृहविशेषः भवनविशेषः शासकानां स्व स्व अभिप्रायमण्डनार्थम् एवं शासनार्थं च उपयोगाय कल्पते इत्यत्र निसन्देहः